मम अत्यन्तम् इष्टा क्रीडा क्रिकेट् किमर्थम् इत्युक्ते बहुरोचकं भवति धावनाङ्कैः अधिकं कर्तुं क्रीडालुः प्रतिस्पर्धं यदा कुर्वन्ति तदा तेषां भावः बहुभिन्नः भवति नायकः उपायं करोति भिन्नभिन्नरीत्यैः कन्दुकान् क्षेपयति तदा दण्डं गृहीत्वा बेट्स्मेन् कथं क्रीडति इति द्रष्टुं बहुरोचकं भवति बहवः जनाः उत्साहरूपेण पश्यन्ति इदानीं विश्व कप् क्रिकेट् क्रीडा प्रचलन्ती अस्ति द्रष्टुं छात्राः बालकाः छात्राः ज्येष्ठाः कनिष्ठाः सर्वे पश्यन्ति एकत्र उपविश्य पश्यन्ति करताडनं कुर्वन्ति यत्र कुत्रापि प्रचलन्तः क्रीडा क्रिकेट् तद् वाहिन्यां दृष्ट्वा सन्तोषम् अनुभवन्ति तत्कारणात् क्रिकेट् इत्युक्ते भारतस्य ऐक्यता अपि कदाचित् दृश्यते तत्कारणात् मह्यं क्रिकेट् क्रीडा रोचते